अस्माकं प्रदेशे तु बहवः पूजास्थानानि सन्ति शिवमन्दिरं गोपालकृष्णमन्दिरं कृष्णमन्दिरं राधाकृष्णमन्दिरं दुर्गामन्दिरं गणपतिमन्दिरम् इत्यादीनि बहवानि पूजास्थानानि वर्तन्ते अस्माकं विविधाः उत्सवाः अपि सन्ति

उत्साहपूर्णाः उत्सवाः सन्ति एतेन सर्वे मिलित्वा उत्सवाः उत्साहेन सम्पद्यन्ते एकस्मिन् वर्षे बहवः उत्सवाः वयम् सम्पन्नं कुर्मः मुख्याः उत्सवाः सन्ति गणेशोत्सवः दीपावलिः अनन्तरं मकरसङ्क्रमणं होलिकोत्सवः अन्यानि नैकानि उत्सवानि लघु लघु उत्सवानि अपि सन्ति यस्मिन् वयम् आनन्देन सर्वे एकत्र मिलामः अस्माकम् उत्सवान् कुर्मः